भारते इदानीं वस्त्रविन्यासक्षेत्रे महान् क्रान्तिः आगच्छति बहुनि विषयानि उत्तमरीत्या इदानीं कुर्वन्तः सन्ति सर्वे बहवः कम्पेनिस् ते वस्त्रविन्यासक्षेत्रे नूतनविषयाः आनेतुम् इच्छन्ति पूर्वतनकाले यत् वस्त्रविन्यासम् आसीत् ततः इदानीं बहु परिवर्तनम् अस्ति केचन परिवर्तनं सम्यक् अस्ति केचन सम्यक् नास्ति इति मम चिन्तनम् पूर्वं तु देशकालवातावरणस्य अनुकूलवस्त्राणि एव जनाः धरन्ति इदानीं पाश्चात्यवस्राणि आकर्षणीया सन्ति चेत् अपि अस्माकं प्रदेशे अस्माकं शरीरस्य कृते तद् अनुकूलः भवति वा कम्फ़र्टबल् भवति वा इति मा चिन्तयित्वा अन्धानुसरणं कुर्वन्तः सन्ति सर्वे इति मम चिन्तनम् अस्माकं भारतस्य वातावरणं भिन्नं अस्ति पाश्चात्यवातावरणं भिन्नम् अस्ति वातावरणस्य अनुकूलरूपेण एव वस्त्रं धरणीयम् परन्तु यद् वस्त्रं वयं तत्र अमेरिकामध्ये वा लण्डन्मध्ये वा धरामः तत् अत्र आगत्य धरामः चेत् मम शरीरे अपि अस्माकम् आरोग्ये अपि अननुकुलता भवति तस्मिन् कारणे वयं एतादृशम् अन्धानुसरणं निवारयित्वा अस्माकं सांस्कृतिकवस्त्राणि यद् अस्ति पूर्वस्मिन् कालतः अस्माकं भारते ये ये वस्त्र रूपाणि सन्ति तेषां एव वयं धरामः इति मम चिन्तनम् पाश्चात्यवस्त्राणि सम्यक् अस्ति चेतपि अस्माकं शरीरस्य प्रति तेषाम् परिणामः विरुद्धः भवति सर्वे भारतीयवस्त्रान् वयं प्रमोट् कुर्मः धरामः इति मम चिन्तनं अहं प्रायः शाटिकाः एव स्वीकरोमि मम गृहस्य समीपे नन्दिनी सारि सेण्टर् इति अस्ति तत्र स्वीकरोमि अथवा जय्चन्द्रन् टेक्स्टैल्स् शर्वणा टेक्स्टैल्स् एतादृशे आपणे अपि कदापि स्वीकरोमि